पाककलानां महिलानां विशेषक्षेत्रमस्ति अत्र पाकं कर्तुं सावधानताः बहु आवश्यकताः अस्ति एकस्मिन् समये एकम् एव कार्यं करणीयम् इति आवश्यकम् एकस्मिन् समये एकः पदार्थः करणीयं यदा वयं पाकं कुर्मः तदा अस्माकं वेशः किमस्ति इति महत्वपूर्णविषयः यतोहि यदा उत्तरीयं धारयामः तदा सावधानतया अस्माभिः पाकं करणीयम् अस्ति यतोहि अग्निछुल्ली अनीलचुल्ली समीपे वस्त्रं दूरं भवेत् नो चेत् एतत् वस्त्रं अग्नि समीपे अस्ति अतः एतत् वस्त्रं दूरं भवेत् अग्निचुल्लेः पिञ्जः सम्यक्तया पिधानं करणीयमस्ति अस्माभिः सम्पूर्णपाकात् अनन्तरम् इतोपि स्वच्छता आवश्यकी स्वच्छता पाकगृहे नास्ति चेत् अस्वास्थ्यं भवति अस्वास्थ्यं भवति चेत् वयं किमपि कार्यं कर्तुं न शक्नुमः अतः पाकं कर्तुं स्वच्छता इति महत्वविषयः अस्ति इतोपि अस्माकं केशाः ये सन्ति ते अपि बन्धनाः स्युः यतोहि पाकगृहं स्वच्छं भवेत्